मया भवतः समीपे एकः मार्ग दर्शकः क्रीतः परन्तु अस्मिन् मार्ग दर्शके केचन पर्णानि लुप्तानि यथा प्रस्तावना इत्यादयः एवञ्च ये पर्णानि सन्ति तत्रापि बहूनि अक्षराणि न सम्यक्तया दृश्यन्ते